यदा अहं दशमकक्षायाम् आसं तत्समये एका स्पर्धा आसीत् स्पर्धायाः उद्देश्यम् एवं शीर्षकं तावत् स्वीय रोचित विषयस्य उपरि यत्किमपि लिखन्तु इति तदर्थम् मम मित्रम् एकः शिक्षकस्य उपरि आधुनिककाले शिक्षकाणां व्यवस्थाः अवस्थाः च कथं ब भवति इति लिखितमासम् अनेन शिक्षकाणां दैनन्दिन अवस्थाः के के इति लिखितम् द्वितीयं अनेन किं लिखितम् इत्युक्ते यद्यपि शिक्षकाणां तावत् वेतनम् इत्यादिकम् अस्ति परन्तु तेषां जीवने तादृशं सुखं नास्ति इति किमर्थम् अनेन एतादृशम् वाक्यं प्रयुक्तम् इत्युक्ते अस्य मातुः शिक्षिका एवं प्रतिदिनं सा गृहमागत्य रोदनमेव कुर्वन् अस्ति इति अस्य दुःखविषयः तत् कथम् इत्युक्ते यद्यपि सर्वकारशिक्षकाः वा अथवा प्रैवेट् शिक्षकः वा भवतु एकस्मिन् कक्षायां नानाविधगुणाः युक्ताः छात्राणां पालयितुं न शक्यते तदेव समस्या भवति द्वितीयं तु स्थरानुगुणं सर्वेषाम् छात्राणां पालनं करणीयः तदेव अत्र आजीवनपर्यन्तं समस्या उत्पद्यते दुःखम् उत्पद्यते इति अस्य नाम मम मित्रस्य अभि अभिप्रायः